स्थानीयवार्तापत्रिकासु स्थानीयवार्ताः सांस्कृतिकविचाराः दृश्यन्ते वा तत्र आसक्तिरस्ति वा स्थानीयवार्तापत्रिकासु वार्ता स्थानीय वर्त सांस्कृतिकविचाराः अपि वर्तन्ते परन्तु सांस्कृतिकाविचारे अहं बहु न इच्छामि परन्तु किंचित् राजकीय इत्यादिक विषयेऽपि अहं चिन्तयामि स्थानीयवार्तापत्रिकासु स्थानीयवार्तापत्रिका इत्युक्ते अस्माकं लोकध्वनि इति एकमस्ति तत् स्थानीय प्रदेशस्य वा भवतु स्थानीयविषयः वा भवतु स्थानीयदुर्घटना वा भवतु किमपि अस्ति चेत् तदा झटित्येव एतत् कार्यं कुर्वन्ति तदर्थं तत्तु बहु सुन्दरं अस्ति